हरि ओम् नमस्ते अहं प्रकाशः भवान् कफल् डिसैनर् खलु वडक्काञ्जेरितः आह्वयामि अहमे एकः अध्यापकः वति विद्यालये तत्र कलोत्सवः प्रचलिष्यति आगामिमासे कलोत्सवार्थम् एक लोगो आवश्यकं तस्य डिसैन् कर्तुं भवान् शक्नोति खलु

लोगो तत्र विस्तीर्णं पञ्च पञ्च लोगो मध्ये कलारूपाणां चित्राणि आवश्यकानि कथाकैल्याः टन्दुल्लल् तथा वीणावादनस्य तथा चित्ररचनायाः च एतत् सर्वं मिलित्वा एको लोगो आवश्यकम् आगामिमासे भवति कलोत्सवः तदर्थम् आवश्यकम् तत् मूल्यं कियद्भवति आम्

अस्तु अस्तु

एवं तर्हि आगाममि आगामि तर्हि तत् लोगो रचितं चेत् अत्र प्र ई मेल् मेल् प्रेषयतु मेल् द्वारा प्रेषयतु तर्हि अहं पश्यामि तत् किञ्चित् भेदः आवश्यकः तर्हि वदामि ततः कर्तुं शक्यते खलु एतत् एतस्य रचनार्थं चित्राणि आवश्यकानि वा कदा गैल्याः तदा वोट्टडुल्लल् इत्यस्य एतत् सर्वं भवतां सत्तेषु भवति खलु एवं तर्हि प्रेषयतु यावत् शीघ्रं तावत् अस्तु

अस्तु धन्यवादः